कार्ये दोषः स्खालित्यम् अभवत् मम पिता निशासमये मित्रैः सह अटनं न करोतु इति वदति परन्तु एकं दिने अहं मित्रैः सह क्रीडानन्तरम् अटनं कर्तुं गतवान् तदा अटनानन्तरं सार्ध एकादशवादने अहं मम गृहे आगतवान् तदा कवाटोद्घाटनार्थं बहु समये अहं बहिः एव आसम् तदनन्तरं मम भ्राता कवाटोद्घाटनं कृत्वा अहं गृहस्य अन्तः प्रविशं अग्रिमदिने मम भ्राता पित्रा सः तद्विषयं वदति पिता कुद्धः जातः तदनन्तरं अहं कदापि मित्रैः सह अटनं न कृतवान् केवलक्रीडानन्तरं साक्षात् गृहं गम्यते आसम् आसन् अनया रीत्या अयं दोषः परिहृतः